स्नेक्स् मध्ये अहं स्थाल्याम् उपाहारं करिष्यामि कारणम् एतत् सर्वस्य कृते हेल्दी नाम स्वास्त्यकरः भवति अनन्तरं एतत् भोजने अपि सम्यक् भवति के के यदा केषां कृते नाम केषाञ्चन कृते एतद् न रोचते परन्तु सर्वेषां कृते तु सर्वं न भवति अतः परं तथापि सर्वस्य कृते एतत् उत्तमं भवति अतः एतस्य स्न् स्नाक्स् इत्यस्य निर्माणम् अहं करोमि इति अनन्तरं प्रायः यदि एतत् अतिरिच्य किमपि भवति चेत् तदा अहं फ़्रूट् सालड् अपि कर्तुम् इच्छामि कारणं तत् तेपि सर्वस्य कृते अत्यत्तमा भवति अनन्तरं रुचिकरं रुचिकरमध्ये दोसा अनन्तरं झामिन् कारणं तत् सहजमपि अस्ति कर्तुं एतत् एतद् सर्वं कर्तुम् अहम् इच्छामि